सामान्यतः अहं मोब मोबैल् द्वारा एव वा एव एव छायाचित्रं स्वीकरोमि उत्तमं छायाचित्रम् इति चेत् सम्यक् मोबैल् ऐफोन् वा ओपो ओन् इति ओन्प्लस् इति वा अधिकमूल्यस्य मो मोबैल् अस्ति तत्र छायाचित्रं सम्यक्तया आगच्छति एतत् उत्तमस्य छायाचित्रस्य विषये तु उत्तमस्य उत्तम उपकरणम् अपेक्षते तावत् वक्तुं शक्यते